महोदयः रेस्टोरन्ट् मध्यतः वदन्ति किम्

तर्हि भवतां रेस्टोरेन्ट्मध्ये कानि कानि व्यञ्जनानि सन्ति एवं शष्कुलि वर्तते मिष्टान्नम् अस्ति अथ च अन्यत् किम् अस्ति मिष्टान्नातिरिक्तं किमस्ति एवं वा सलातिकं वर्तते तर्हि अस्तु एवं करणीयं मम गृहे तु एकः कार्यक्रमः वर्तते पूजनादिकं तत्र विंशतिजनाः आगमिष्यन्ति तेषां कृते भोजनस्य व्यवस्थां करणीया

ईदृशं भोजनीयं भोजनम् अत्र स्थापनीयम् अस्ति चेत् भवतां पार्श्वे अस्ति तर्हि विंशतिजनानां कृते मम गृहे भोजनस्य व्यवस्थां करिष्यन्ति भवन्तः तर्हि अस्तु तर्हि श्वः प्रातःकाले आगत्य भोजनादिकस्य व्यवस्थां कुर्वन्तु इति नमो नमः